मम परिवारे तु बालौ स्तः ते इदानीं लघु लघु सन्ति तेषां कृते अहम् अधिकम् अवधानं ददामि वस्तुतः ते शाकान् अधिकं न इच्छन्ति तथापि अहं तेभ्यः शा तादृशान् एव अहं परिवेषयामि परन्तु ते इच्छन्ति तत् किञ्चित् तेषां रुचिकरं कृत्वा अहं परिवेषयामि इतोऽपि अधिकं बालाः बालौ स्तः तदर्थं घृतं घृतस्य उपयोगं करोमि घृतस्य उपयोगेन तेषां बुद्धेः वर्धनं भवति इति कारणात् तस्य उपयोगमपि करोमि इतोऽपि गृञ्जनकम् गृञ्जनकस्य अधिकम् उपयोगं करोमि किमर्थम् इत्युक्ते तेषां दृष्टिः लोपाः किमपि मा भवतु इति मत्वा अहं गृञ्जनकस्य उपयोगमपि अधिकं करोमि सर्वप्रथमम् यदा पाककार्यं करोमि तदा तु मम मनसि ए एका एव भावना भवति यद् पदार्थस्य निर्माणम् अहं करोमि तत् मम परिवारस्य कृते सम्यक् भवतु तेषाम् आरोग्यं सम्यक् भवतु तादृशी भावना मम मनसि निधाय अहं पाककार्यं करोमि यत्करोमि तद् रुचिकरं तु अवश्यं करोमि